अहं मैसूरुनगरे वसामि तत्कारणात् अत्र तु जल जलस्त्रोतस्य न्यूनता एव नास्ति यतोहि वयम् इतः तमिल्नाडु प्रदेशं प्रति वयं जलं प्रेषयन्तः स्मः किमर्थम् इत्युक्ते अत्र अधिकम् अधिकम् अस्ति इति कारणेन अत्र महाराजः अपि बहु डाम् अनन्तरम् लेक् सर्वं निर्मितवान् अस्माकं कृते एतद् जलसिञ्चनार्थं किमपि अव्यवस्था नास्ति